अस्माकं प्रदेशे सामान्यतया जनाः कृषिकार्यं कुर्वन्ति एताः वृत्तयः मण्डलस्य अर्थव्यवस्थायां जीवनशैल्याञ्च महद्योगदानं प्रयच्छन्ति यतः अस्माकं देशः वर्तते कृषिप्रधानदेशः तस्मात् ते स्वयं कृषिकार्यं कुर्वन्तः अस्माकं देशस्य अर्थव्यवस्था अर्थव्यवस्थायाः सबलीकरणं कुर्वन्ति तथा च स्वयमपि धनिकाः भवन्ति तेन च स्वयं स्वकीयाम् अर्थव्यवस्थां सम्यक् कुर्वन्तः देशस्यापि अर्थव्यवस्थायाः विषये महद्योगदानं प्रयच्छन्ति अस्माकं कृषिकाः

कृषिकार्यमेव कुर्वन्तः आसन् इति अस्माभिः ज्ञायते एव तदेव प्रामुख्यं भजते यतः कृषिं विना अर्थात् आहारं विना जीवितुमेव न शक्नुवन्ति इति तु सर्वेषां विदितमेव वर्तते तस्मात् कृषिकार्यं अत्यन्तं प्रशन् प्रशंसनीयं महत्कार्यं वर्तते आधुनिककाले अपि वयं सावयवकृषिं कुर्वन्तः परिसरस्य कृते यथा हानिः न स्यात् तद्वत् कृषिकार्यं कर्तव्यं तेन च अर्थव्यवस्थायाः अभिवृद्धिम् अर्थात् सुधारणञ्च कर्तव्यं तेन च अस्माकं जीवनशैली अपि सुभगा सुव्यवस्थिता भवति इति